सर्वकारीयविद्यालये यदि प्रवेशः भवति तदा सर्वकारेण निगदितं शुल्कम् अहं ददामि यदि तत्र अवकाशः नास्ति अथवा मम अभिप्रायः अन्यः भवति चेत् तदा खासगीविद्यालये यदि प्रवेशः भवति तदा तत्र तत्रापि सर्वकारः एव शुल्कं शुल्कप्रमाणं ददाति तदा तस्य अनुगुणं एव अहं किञ्चित् न्यू अधिकं पवति सर्वकारीय अपेक्षया खासगीविद्यालये न्यूनं अधिक शिल्क् शुल्कं नूनम् अधिकं भवति तथापि अनुकुलदृष्ट्या विद्याभ्यासस्य दृष्ट्या अधिकमुल्यम् अपि अहं ददामि